अस्माकं प्रदेशे प्रधानतया सांस्कृतिकः उत्सवः इत्युक्ते उगादि उत्सवः तद्दिने अस्माभिः विशेषेण पर्वरूपेण सम्भ्रमाचरणं क्रियते अस्माभिः युगादि उत्सवः इत्युक्ते अस्माकं संस्कृतेः नूतनवर्षस्य आरम्भः इति चिन्त्यते किन्तु सामान्यतः विदेशेषु अथवा सामान्यजनाः जनाः वदन्ति जनवरि मासस्य प्रथमदिनाङ्कः इति नूतनवर्षस्य आरम्भं इति किन्तु अस्माकं परम्परायां नूतनवर्षः इत्युक्ते युदागि उत्सवः तन्निमित्तं तद्दिने युगादिपर्वणः आचरणमस्माभिः क्रियते समग्रवर्षस्य अवलोकनं स्वात्मावलोकनम् इत्यादि चिन्तनम् अस्माभिः तद्दिने क्रियते प्रकृतौ तस् पर्वणः अपि विशेषेण विशेषः वि पर्वणः अपि विशेषः वर्तते प्रकृतौ यानि सस्यानि वर्तन्ते अथवा वृक्षाः तेषु पल्लवादिकं दृश्यन्ते तस्मात् प्राकृतिकः उत्सवः इति अस्माभिः उच्यते अतः तद्दिने विशेषेण नूतनवर्षस्य आरम्भः इति अस्माभिः चिन्त्य पर्वणः सम्भ्रमाचरणं तद्दिने क्रियते